ग्रामे विद्युतः अत्यधिकः उपयोगः न क्रियते परन्तु यथा आधुनिकः आधुनिकः आधुनिके ग्रामेपि बहु उपयोगः विद्युतः भवति यथा विद्युतरूपेण आवश्यकम् अस्ति यथा कृषिक्षेत्रे विद्युत् यथा मोटरादिकं यथा जलं ज जलम् अपेक्षितं चेत् कृषिक्षेत्रे यथा क्षेत्रेपि जलं जलं जलं जलम् आवश्यकं चेत् तदा मोट्रादिकं मोट्रादि विद्युत्रूपेण रूपेण स्वीकर्तुं शक्यते यथा विद्युत् आगच्छन्ति चेत् तदा यन्त्रम् अस्ति मोटर् मोटर्यन्त्रं विद्युत्रूपेण चालितं यथा चलति चेत् तदा जलं जलम् आगच्छति चेत् तदा कृषात् कृषिक्षेत्रे सर्वाधिकं विद्युत्रूपेण मोटर्यन्त्रम् आवश्यकमस्ति विद्युत् तु ग्रामे बहु बहु अत्यधिकम् आवस् बहु अत्यधिकं तु न आगच्छति चेत् परन्तु यथा आगच्छति चेत् तदा ग्रामे किञ्चित् किञ्चित् कार्यं भवति